भोजनं भक्ष्यं तावत् शरीरस्य अत्यन्तं उपकारि वस्तु विद्यते कदाचित् स्वरुच्यनुसारंं भोजनं भक्ष्यं वा प्राप्यते कदाचित् न प्राप्यते यदा स्वरुच्यनुसारं भोजनं भक्ष्यं प्राप्यते तदा तावत् मनः प्रसन्नं जायमानं भवति मनः प्रसन्नं भवति यदि भक्ष्यं भोजनं स्वरुच्यनुसारं न भवति तदानीं तावत् मनः प्रसन्नं न भवति तदानीमपि अस्माकं सर् अस्माकं समेषां यद्यपि म मनस्सु खेदः जायमानो भवति तथापि क्षुत् निवृत्त्यर्थं भोजनं खलु भवति क्षुत् निवृत्तिः यदि जाता विद्यते तदानीं पुनः भोजनस्य भक्षस्य आवश्यकता न भवति अतः पुनः भोजनं न करोमि